नमस्कारः एतत् मानसा होटेल् अस्ति कलु अहं देवप्रासदः अस्मि मम प्रातः भोजनार्थं मलासदोशाद्वयम् इच्छामि अहं बहु क्षुदार्तः अस्मि अहं बुबुक्षितः अस्मि मम भोजनं कदा प्राप्स्यामि अहं चात्रावासे एव तिष्टामि अहं नियमेन भवतां सकाशादेव सर्वदा भोजनं स्वीकरोमि अतः मम भोजनस् भोजनस्य धनं किञ्चित् न्यूनीकृत्य स्वीकरोतु भवान् कृपया शीघ्रं प्रेषयतु